अहं तु राजस्थानप्रान्तियः अस्मि अस्माकं प्रान्ते कुर्ता धौतवस्त्रञ्च जनाः सामान्यतया धारयन्ति शिरस्त्राणम् इत्युक्ते पगडि अपि केचन जनाः धारयन्ति यदा कदा अहं कुर्ता इति वस्त्रं धारयामि